मम मया पठितेषु पुस्तकेषु प्रथमपुस्तकमासीत् स्वामिविवेकानन्दजीवनचरितं तस्मिन् पुस्तके मम प्रेरणादायकमासीत् स्वामिविवेकानन्दमहोदयः बाल्ये अपि सर्वे अपि ज्येष्ठाः वदन्ति स्म तस्य वृक्षस्य उपरि किं पिशाचाः सन्ति इति वदन्ति स्म किन्तु तस्य सः विवेकानन्दमहोदयः किं कृतवानित्युक्ते बाल्यसमये तस्य वृक्षस्य आरोहणं कृत्वा तस्य उपरि उपविश्य कुत्र पिशाचाः सन्ति इति सः पृष्टवानासीत् तथैव अनन्तरं द्वितीयं पुस्तकं द्वितीयं पुस्तकमस्ति मम इष्टतमं पुस्तकमस्ति दि विङ्ग्स् आफ़् फ़ैर् दि विङ्ग्स् आफ़् फ़ैर् पुस्तकमस्ति अस्माकं पूर्व राष्ट्रपतेः ए पी जे अब्दल् क अब्दुल् कलां महोदयस्य जीवनचरितं तस्य जीवने यद्यत् महोदयः चिन्तयति तत् न नस् तत् न सम्भवति स्म तत् नूतनतया अन्यदेव भवति सम्भवति स्म यद्यपि नूतनं यत् सम्भवति तस्मिन् अपि सः सन्तृप्त्या कार्यं कुर्वन् अग्रे गच्छति स्म अतः जीवने वयं यद्यद्भवति तस्य सन्तृप्त्या तत् कार्यं करणीयमिति तेन अहं अहं पठितवान् इति वक्तुं शक्नोमि